अहं करस्यूतं न इच्छामि यदि करस्स्यूतम् अहं यदि स्वीकरोमि तर्हि हस्ते स्वेदः भवति सदा अनन्तरं सर्वदा मार्जनं करणीयं भवति अतः अनन्तरं स्मेल् अपि न भवति तेन अतः सर्वदा यदि हस्ते स्यूतस्य ग्रहणं सम्यक् न भवति आन्तरं फ़्री हेण्ड् अपि न भवति अस्माकं अतः मम अभिप्रायः हस्तस्यूतः मास्तु इत्येव